अस्मिन् काले संस्कृतं पठितुं पाठयितुं समूहमाध्यमे स्थापयितुं वा पोषयितुं वा जनानाम् आग्रहः न्यूनः अस्ति इति प्रायः अस्माभिः द्रष्टुं शक्यते संस्कृतपठनकेन्द्राः केन्द्राणि अपि बहु नूनं द्रष्टुं शक्यते तथापि ये पठितारः तस्य पोषयितारः ये सन्ति ते समूहमाध्यमे वा भवतु दूरवाण्यां वा भवतु टी वी माध्यमे वा भवतु संस्कृतस्य परिपालनं पोषणं च कुर्वन्ति समूहमाध्यमे व्लाग् पोड्कास्ट् पुनः लघु विडियो एवं बहूनि कार्याणि संस्कृते कुर्वन्ति परन्तु सर्वजनेषु सर्वजनसम्वेद्यः नास्ति इति कारणतः तत्र विकासः तावन्न भवति पुनः समूहमाध्यमे तु एवं स्थितिः वर्तते तथापि क टि वि माध्यमे तु संस्कृतस्य पोषणं बहु न्यूनं द्रष्टुं शक्यते संस्कृतवार्ता वा भवतु संस्कृतचलच्चित्रं वा भवतु एकनिमेषं वा दु द्विनिमेषात्मकम् एतत् कदाचित् भवति तत् ततः अन ततोधिकं तत्र न भवति इति महान् क्लेशः महान् पुनः